पुराकालीनगीतानाम् इदानीं गीतानां च को भेदः पुराकालीनगीता नां महत्त्वता अस्ति तत् समये गीतः अस्य भावः बहु भावार्थपूर्णः अस्ति इदानीं गीतानां च भावना प्रधानं नास्ति तदा केवलं म्यूसिक् सिस्टिम् एव म्यूसिक् सङ्गीतप्रधानमस्ति पुराकालिनगीतम् अस्माकं मनसि भावप्रदर्शनं करोति अस्माकं सर्वे जनाः भावप्र भावना प्रधानम् वृत्तिप्रधानं गीतस्य रचनाम् अस्ति आसन् अधुना इदानीं गीतानां प्रकारः भिन्ना अस्ति किं राक् स्टार् राक् म्यूसिक् इति प्रकारेण केवलं दृश्यते एवं प्रकारेण मह्यं केवलं पुरातनकालीनगीतम् अपि सुमधुरं मनसि भावयति अधुना आदिनम् आधुनिककालात् छात्रः बालकः बालिकाः च केवलम् आङ्ग्ल म्यूसिकः श्रूयते तान् सर्वान् आधुनिकगीतानि रोचते परन्तु अस्माकं प्राचीन गीतानि एव सुमुधरं सुमधुरः एवं अस्माकं कृते रोचते आधुनिकगीतम् अस्मान् न रोचते केवलं तस्य ध्वनिः एव रोचते भाष्य मधुरतः गायनं गीतकारः सङ्गीत्कारः एव प्राचीनम् एव रोचते